भारतस्य आहारपद्धतिः भिन्ना भिन्ना वर्तते कारणं भारतस्य भारते विषन्ति अधिकप्रान्ताः सन्ति तत्र तेषाम् आहारपद्धतिः भिन्नभिन्नः सन्ति परन्तु आहारपद्धतिः नामः स्वास्थ्यदृष्ट्या एतादृशी खाद्यानि प्रमुख उपस्करः प्रयुज्यन्ते उपयुज्यमानः उपस्काराः इति हरिद्रा मरिचिका लवणम् इत्यादिकमस्ति तर्हि अत्र लोकप्रियखाद्यानि यदि वयं वयं वयं पश्यामः तर्हि प्रान्तः अनुसारः सारणेन लोकप्रियखाद्यानि बहूनि सन्ति यदि वयं सौत् इण्डिया मध्ये गच्छामः तर्हि तत्र इड्लि वडा डोसा इत्यादिकम् अस्ति यदि वयं राजस्थान् गच्छामः तर्हि तत्र दाल्बाटि चूर्मा इत्यादि यदि वयं पञ्जाब् प्रदेशे गच्छामः तत्र लस्सि छोलभटुरा इत्यादि लोकप्रियानि खाद्यानि सन्ति परन्तु उपयुज्यमानः मम उपस्काराः सः सादृशः आसीत् अस्ति सन्ति लवणं हरिद्रा तैलम् इत्यादिकं हीङ्गः इत्यादिकम्